मया एकं व्यजनं क्रीतम् अस्ति तत्तु बहु सम्यक् अस्ति तेन मम गृहं शीतलं जायते उष्णकाले कष्टं न भवति अहं सन्तुष्टः अस्मि